मम गृहे कश्चन ग्रन्थालयो वर्तते तथा च विश्वविद्यालयेऽपि ग्रन्थालयो वर्तते एवम् उभयोः ग्रन्थालयोः पुस्तकानि अहं पठामि प्रायेण मम इष्टाः विषयाः स्ता इष्टाः विषयाः वर्तन्ते अभिजातं साहित्यं संस्कृतसाहित्यं कन्नडसाहित्यं च यत्र अभिजातं नाम क्लासिकल् इति यदुच्यते तया शैल्या उपनिबद्धानि आधुनिकान्यपि का काव्यानि भवितुमर्हन्ति साहित्यं भवितुम् अर्हति किञ्च शैली तादृशी भवेदिति सः मम अभिप्रेयतः विषयः तथा च ऐतिहासिकं वस्तुम् ऐतिहासिकं वस्तुं विषयीकृत्य यल्लिखितमस्ति तथा भूतमपि अहं पठिष्यामि वैचारिकं साहित्यम् एतेषु शेषु विशिष्य काव्यविमर्शनपरं साहित्यविमर्शनपरं वैचारिकं साहित्यं यद्वर्तते तादृशानामपि अध्ययने मम रुचिः वर्तते विशिष्यः अन्यः अंशो नाम भारतीयं खगोलशास्त्रं यदस्ति तद्विषये संशोधनं यैः कृतं क्रियमाणं च तान्यपि तथा भूतान्यपि साहित्यानि अहम् अपि पठिष्यामि